जीवने तावत् क्रीडायाः महत्वं बहु भजते क्रीडा नाम मनः मनरञ्जनं मनसः मनः रञ्जयति क्रीडा कथं नाम आदिनं भवन्तः प्रातरारभ्य पठन्तः भवन्ति अन्येषु कार्येषु तावद्व्यस्ताः न भवन्ति एवञ्च पठित्वा पठित्वा किञ्चिदिव मनसः खिन्नता कदाचित् स्यात् न स्यात् यदि आधिक्येन खिन्नता इति न अपि तु एकरीत्या बोर् इत्युच्यते तादृशं कदाचित् स्यात् तदर्थं क्रीडा बहु महत्वं भजते एकवारं यदि भवन्तः क्रीडित्वा आगच्छन्ति तर्हि भवतां मनः प्रशान्तम् अत्युत्साहं भवति तत् ततः तदुत्तरं प्रशान्तं भवति ततः भवन्तः अग्रिमकार्येषु सम्यक् मनः संस्थाप्य कार्यं शक्यं कर्तुं शक्नुवन्ति क्रीडायाः उत्तरं यः किञ्चित् प्रशान्तता अपेक्षिता तदुत्तरं यदि भवन्तः कार्यं कुर्वन्ति तस्मिन् कार्ये भवतां जयः निश्चितः इत्येव भारते क्रीडायाः प्रचारार्थं किं कर्तव्यं नाम क्रीडा या क्रीड्यते तस्य ग्रहणं कृत्वा समाजः समाजः जालताणेषु तेषां वीडियो इति यदुच्यते तान् त्यक्तव्यम् तदा तद्दृष्ट्वा प्रेरिताः छात्राः युवकाश्च क्रीडन्ति